अहं तु प्रतिदिनं वाट्सप् उपयुज्ये कदाचित् फ़ेस्बुक् अपि फ़ेस्बुक् इत्यस्य अपि उपयोगं करोमि अन्यथा तद् ट्विट्टर् पुनः किं वदति किमस्ति तद् अन्ते विस्मृतमिति तत्सर्वम् अहं न तेषाम् उपयोगं किं न करोमि इति हेतुना अ इन्स्टग्राम् एतेषाम् उपयोगं न करोमि एव मम दूरवाणी मध्ये तेषाम् डौन्लोड् अपि न कृतवती किन्तु वाट्सप् प्रतिदिनम् उपयुज्ये तत्र वाट्सप् मध्ये एव तत्र समूहाः वर्तन्ते अस्माकं पूर्वविद्यालये यानि मित्राणि सन्ति तैः सह मेलनं कर्तुं वाट्सप् इति समूहः माध्यममञ्चः बहु उपकारकः भवति इत्यत्र नास्ति सं संशयः यतो हि बहूनां जनानां न केवलं मम मम मातुः अपि मित्राणि ये सन्ति ते बहुकालात् परं सर्वेषां दूरवाणीसङ्ख्या सर्वं सङ्कलय्य एका एकः समूहः रूपीकृत्य तत्र ते परस्परं मिलन्ति तेषां सुखदुखानां

सुखदुखानि उक्त्वा सर्वे मिलित्वा कार्यं कुर्वन्ति तत्तु बहु समीचीनमेव नो चेद् अस्माकं यदि वयं किमपि कापि सा कामपि समस्यायाः क्षम्यतां कस्यामपि समस्यायां प्रविशति चेत् तदानीं

तस्याः तरणं कर्तुं किं करणीयम् इति न जानीमः चेत् तदानीम् अस्माकं मित्राणि एव अस्माकं रक्षां कर्तुम् अग्रे भवन्ति यदि काचित् दुर्घटना अभवत् तर्हि मित्राणि एव साक्षात् प्रथमम् आगच्छन्ति